मम इष्टतमानि लेखनप्रकाराणि सन्ति कथालेखनम् विश्लेषणात्मकं लेखनं तथा वर्णनात्मकं लेखनम् कथालेखनम् अहम् आजीवनं पठितुम् इच्छामि एतस्य कारणमस्ति बालाः भवन्तु युवकाः भवन्तु अथवा वृद्धाः भवन्तु कथाः सर्वेभ्यः रोचन्ते कथया जनाः प्रेरणां प्राप्नुवन्ति एतस्य उदाहरणं यदि वदामः चेत् भवन्तः सर्वे जानन्ति पञ्चतन्त्रम् अथवा हितोपदेशः बालाः भवन्तु छात्राः भवन्तु वा वृद्धाः भवन्तु पञ्चतन्त्रं तथा हितोपदेशं सर्वे पठन्ति एव तत्र वयस्य मर्यादा न नास्ति अहं सम्प्रति श्यामस्य माता इति पुस्तकं पठनस्मि अद्य प्रातः एव एतत् पुस्तकं मया पठितम्